आयुर्वेद शास्त्रानुसारमेव दोषत्रयस्य विषये वक्तव्यं भवति अहं नाहं नाहम् आयुर्वेदे समर्थः नाम मम तत्र सामर्थ्यमस्ति केवलम् एतत् जानामि वातपित्तकफाः दोषत्रयरूपेण उच्यन्ते इति यत् ये आयुर्वेदं आयुर्वेदस्य अध्ययनं कुर्वन्ति अथवा अध्यापयन्ति ते वदन्ति अस्माकं गुणत्रय सत्वरजस्तम इति ये गुणाः सन्ति तेषाम् आधिक्य न्यूनताम् अनुसृत्य एव एतत्रयम् एषां दोषाणां वृद्धिन्यूनादिकं भवति इति तावदेव तद्विषये अहं जानामि एतत्पर्याप्तं इति मन्ये